पूर्वस्मिन् मासे मया अमेज़ान् द्वारा टूत्पेस्ट् यत् अहं प्राप्तवान् तस्य गुणमट्टः उत्तमः अपि च तत्र बालकानां पृथक् प्राडेक्ट् अन्यानां पृथक् वर्तते अपि च दन्तानां समस्या रीत्या वस्तूनि लभ्यन्ते अपि व मम सेन्सिटिविटि यत् आसीत् तत् अनेन टूत्पेस्ट् उपयोगेन निवारितम्